हरिः ओम् हा एतद् हुब्बळ्ळिनगरस्य किं संस्कृति होटेल् वा ओ एतद् अस्माकं कालेज् मध्ये एकः कार्यक्रमः अस्ति कार्यक्रमार्थं भोजनादिकं सर्वम् आवश्यकमासीत् ततः प्रेष्यते वा अस्माकं चतुश्शतं छात्राः सन्ति तद् फ़ेर्वेल् कार्यक्रमः अस्ति अस्माकं कालेज् मद्ये ते पञ्चमवर्षे पठन्तः सन्ति अन्तिमवर्षे तेषां कृते फ़ेर्वेल् कार्यक्रमः अस्ति खलु तदर्थम् अस्माभिः चिन्तितं उपन्यासकैः तेषां कृते एकम् उत्तम औतणं दातव्यम् इति इत्युक्ते उत्तमं भोजनं दीयते चेत् तेषां कृते स्मरणं भवति खलु अस्माकं फोर्वेलमध्ये बहु समीचीनभोजनं दत्तवन्तः इति तेषां स्मरणं भवति अतः अत्र एकः मम कृते भव भवतां होटेल् सः दूरवाणीसङ्ख्यां दत्तवान् आसीत् अतः अहं दूरवाणीं कृतवती किं किं प्रसिद्धमस्ति भवताम् एतत् होटेल् मध्ये

हा हा

आम् आम्

हा अस्माकम् एतादृशं साम्प्रदायिकभोजनम् आवश्यकमासीत् किमर्थम् इत्युक्ते अस्माकं कालेज् आयुर्वेदिक् कालेज् अस्ति वयं हा साम्प्रदायिकभोजनं स्वीकरणीयमित्येव भवतां होटेल् प्रति अहं दूरवाणीं कृतवती इत्युक्ते आधुनिकभोजनं मास्तु इति आधुनिकभोजने एव भोजनया बहु आरोग्यसमस्याः भवन्ति अतः अस्माकं पूर्वजाः कथम् आरोग्यरक्षणं कुर्वन्ति स्म उत्तमभोजनेन एव ते आरोग्यरक्षणं कुर्वन्ति स्म इति अस्माकं चिन्तनमस्ति अतः साम्प्रदायिकभोजनम् इत्युक्ते अस्माकम् इदानीं चपातिका अनन्तरं को चपा रोटिका अनन्तरं कोस्तुम्बरी उपसेचनद्वयम् आवश्यकं किं किं ददाति उपसेचनद्वयं किं भवतां होटेल् मध्ये प्रसिद्धम् अस्ति

सम्यक् अस्ति ह्म् हा हा ह सत्यं ह ह ह्म्

आम् मृत्तिका पात्राणि उपयोगं कृत्वा कुर्वन्ति वा ओ सम्यक् सम् सत्यं वस्तुतः मम गृहे अपि अहं तदेव पे एतद् करोमि सत्यं सत्यं मम बहु सन्तोषः जातः श्रुत्वा होटेल् मध्ये अपि एतादृशं कुर्वन्ति इत्युक्ते बहु सम्यक् एव आं तर्हि मसूर् कुटिके इति वदन्ति खलु तद् यच्छन्ति वा तेन सह आ आ एतद् मृत्तिकायां यच्छन्ति खलु दहि हा हाहा अस्तु तर्हि एकं म एतद् अस्माकं कृते स्थालिका न आवश्यकी कदलीपर्णं पर्णानि आवश्यकानि हा लभ्यन्ते खलु हा अस्तु इदानीं चतुश्शतं जनानां कृते अगामीमासे दशमदिनाङ्के तद् आवश्यकमस्ति इदानीं भवन्तः सर्वं चिन्तयित्वा कति भवति एकैकस्य पर्णनिमित्तं स्थालिकानिमित्तं किञ्चित् गणनां कृत्वा वदति वा

ओ अधिकम् अभवत् खलु महोदय न अतः वयं ते मेडिकल् स्टुडेण्ट्स् अस्ति आयुर्वेदिक् वैद्याः सन्ति अतः अहं भवताम् एतद् होटेल् सम्पर्कं कृतवती तथापि वयं पब्लिक् न किञ्चित् छात्राः सन्ति खलु स्टुडेण्ट्स् सन्ति ते किञ्चित् न्यूनं करोतु ह प्रेषयति वा तर्हि एतद् सर्वमहं मम प्रान्शुपाल् महोदयं वदामि वा एवं शुद्धं भवति इति हा हा सत्यं दशमदिनाङ्के केनापि कारणेन मिस् न करणीयम्

तर्हि सार्धद्वादशवादने अत्र कालेज् समीपे प्रेषयन्ति खलु परिवेषणं कुर्वन्ति वा अस्तु अस्तु तेषां वस्त्रादिकम् एकरीत्या अस्ति वा कथम्

परिवेषणं कुर्वन्ति ओ अस्तु तर्हि तस्मात् पूर्वं भवन्तः एकवारं मम कालेज् प्रति आगत्य मम प्रिन्सिपाल् महोदयं उक्त्वा अड्वान्स् स्वीकर्तुं शक्यते वा तथा चेत्

अस्तु अस्तु अस्तु अस्तु अहं सङ्केतम् एतद् प्रेषयामि अ प्रेषयामि प्रेषयामि अस्तु अस्तु अस्तु अस्तु इतोपि न अभवत् वा इति नाभवत् रे